न्यायालयसम्बद्धपत्राणां प्राप्तेः विषये प्रायः अधिकमवसरमहं न लब्धवान् तथापि एकवारं यदा गृहस्य नामपरिवर्तनावसरः आसीत् तदानीं न्यायालयीयपत्रस्य आवश्यकता आसीत् तत्र तत् स्थानम् अवाप्य एकः जनः पृष्टः सः उक्तवान् अग्रे गच्छतु इति अनन्तरं द्वितीयः पृष्टः सः अपि तादृशमेव उत्तरं दत्तवान् अतः तत् स्थानेषु कुत्र गन्तव्यं किं कर्तव्यं तदर्थम् उत्तरं दातुमेव जनाः अत्यन्तम् एव औदासीन्यं प्रदर्शयन्ति तदेव तस्य महत् काठिन्यम् आसीत् अनन्तरं तत्रापि यदि अस्माकं कार्यं महत् व्ययमपेक्षते चेत् जनाः अहम् अहमिकया तत्र अग्रे आगच्छन्ति यदि लघुकार्यमस्ति चेद् ते अपि अधिकं धनं न प्राप्नुवन्ति इति धिया इदानीं तेऽपि अहं न जानामि इति प्रायः उत्तरं ददति एतदेव महत् कष्टम् आसीत् पुनः यदा कार्यानादीनामपि कदाचित् कार्यं भवति तदर्थमपि यानि पत्राणि अपेक्ष्यन्ते तत्रापि एषा समाना स्थितिः दृश्यते